हरिः ओं नमस्ते आं कुत्र

हा वदतु ओ एवमस्ति अत्र तु केवलं विश्वा कति जनाः अस्ति न कति जनाः अस्ति अत्र आगच्छति हा जनाः कति अस्ति ओ एवम् ओ एवमेवम् अस्तु ओ के अष्टजनाः अस्तु ओ के कस्मिन् दिनाङ्के अत्र तु अस्माकं किम् अत्र द्रष्टुं तु केवलं तन्मन्दिरम् अस्ति इतोपि छात्राणां कृते तु पार्क् पार्क् इत्यादिकं सर्वम् अस्ति अनन्तरं हा पार्किङ्ग् इत्यादिकं सर्वमस्ति अनन्तरम् इतोपि कुत्रापि ज़ू इत्यादिकं गन्तव्य गमिष्यति चेत् तदपि कुर्मः

आम् एवमस्ति एवमस्ति एवमस्ति अस्माकं कृतेपि तदस्ति आम्

आं कर्तुं शक्यते कर्तुं शक्यते यदि भवताम् इच्छा अस्ति कुत्र स्थापनीयं तत्र वयं तत् कृत्वा किमपि आवश्यकं चेत् स्वीकृत्य तदानीं यदस्ति तत्सर्वं दृष्ट्वा एव पुनः गमिष्यामः हा इत्युक्ते भणं वा तत्तु भवतां यत् दिनाङ्कः कति अस्ति तत् कृत्वा एव तत्र प्रकोष्ठं सर्वं हा प्रकोष्ठः अस्ति तदर्थं प्रकोष्ठमपि ट्वेण्टि फ़ोर् अवर् अस्ति तदर्थं तत्र कति कति दिनाङ्के भवताम् अत्र वासं कुर्वन्ति तद् दृष्ट्वा एव स्थापयति किन्तु इदानीं तु स्टार्टिङ्ग् केवलं स्टार्टिङ्ग् यदा इति तस्मै कस्मिन् दिने आगतं तदनन्तरं चेकौट् इत्यादिकं कृत्वा एवं हा अस्तु धन्यवादः